जाय्लुकास्तः कर्णाभरणं स्वीकृतवान् बहुसम्यक् अस्ति वर्णः अपि सम्यक् द्रष्टुं बहुसुन्दरम् अस्ति विन्यासः बहूसुन्दरम् अस्ति नूतनशैली आभरणं यदा कार्यक्रमार्थं धरामश्चेत् बहुसुन्दरं वर्तते सर्वे मिलित्वा वदन्ति सम्यक् अस्ति कुत्र स्वीकृतवती इति वदन्ति तत्कारणात् बहुसमीचीनं अस्ति